अस्माकं तेलग्रान तेलंगाण प्रान्ते पोचप्पल्ली इति विशेषविन्यासं अस्ति एतत् प्रदेशं तु हैद्रबाद् नगरात् बहुसमीपं अस्ति अत्र पोचम्पल्ली प्रान्ते बहुकालात् बहुकालतः बहु विन्यासान् शाटिकायां शाटिकायां कुर्वन्तः सन्ति इक्कत् इति एकं विशेषविन्यासमस्ति एतत्तु इदानीं काले बहुप्रसिद्धम् समीपे आन्ध्रप्रदेश् प्रान्ते उप्पाडा इति प्रान्तमस्ति ईस्ट् गोदावरि इति क्षेत्रे उप्पाडा इति प्रान्तमस्ति उप्पाडप्रदेशात् उप्पाडा सिल्क् शाटिका उप्पाडायाः काटन् शाटिका अपि बहु प्रसिद्धं अस्ति अहमपि बहु साम्प्रदायिक बहवः साम्प्रदायिकवस्त्राणि बहूनि साम्प्रदायिकवस्त्राणि अहं धृतवती किन्तु साम्प्रदायिकवस्त्रं कर्तुं तु अहं न न ज्ञातवती किन्तु प्रयत्नं कर्तुं तु इच्छामि एव